अहं प्रथमं तरणम् क्वचित् नेबल् बेस् मध्ये अस्माकं नाविकसेनायाः आस्थानमस्ति तत्रत्य स्विम्मिङ्ग् पूल् भवति तरणक्षेत्रं भवति तत्र अहं प्रथमं मम तरण विद्या प्राप्तवान् तत्र प्रथमं ते जले कथम् अडनं कर्तुं शक्यते जले कथम् अस्माकं पादहस्तस्य चलनं भवितव्यम् एतत् सर्वं विषयम् अधिकृत्य ते पाठनं कृतवन्तः अनन्तरम् श्वासोछ्वासं कथं करणीयम् अनन्तरं हस्तस्य अङ्गविक्षेपाः कति रीत्या कर्तुं शक्यते एतत् सर्वं विषयम् अधिकृत्य तत्र परिशीलनं दत्तं अनन्तरं जले कथं किञ्चित् दूरं तरणं कर्तुं शक्यते इत्यपि ते परिशीलनम् उक्त्तवन्तः तत्र अस्माकम् आचार्यः तत्र नेवि मध्ये उद्योगस्ताः भवन्ति तेन नाविकसेनायाः निर्दिष्ट उद्योगस्ताः तत्र अस्माकं परिशीलनम् अधिकृत्य कार्याणि कुर्वन्ति ते बहु प्रसिद्धाः भवन्ति बहवः तरणविषयेषु ते सम्यक् रीत्या अस्माकं परिशीलनं कृतवन्तः